चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य षोडषतमः दिनाङ्कः द्वाविंशत्यधिकद्विसह द्विसहस्रतमवर्षस्य नवेम्बर् मासस्य प्रथमदिनाङ्कः चतुर्विंशत्य् एकविंशत्यधिकद्विसहस्रद्वि द्विसहस्रतमवर्षस्य जनवरि मासस्य प्रथमदिनाङ्कः षट्विंशत्यधिकद्विसहस्रतमवर्षस्य फ़ेब्रवरि मासस्य द्वितीयदिनाङ्कः